अहं शालाप्रवासार्थम् अथवा महाविद्यालयप्रवासार्थम् अनेकानि स्थलानि गच्छामि अत्र बहु रम्याणि बहु सुन्दराणि अस्ति अत्र अनेकाः विषयाः अत्रैव प्रतिपाद्यन्ते शिल्पकलाः तथा साहित्यम् इति अनेकाः विषयाः अत्रैव प्रतिपाद्यन्ते अहं विशेषतः अस्य विद्यालये प्रवेशः शालाप्रवासार्थं मेलुकोटेतः गच्छामि अत्र चेलुवनारायणस्वामी इति एकं देवालयं बहु सुन्दरम् अस्ति अत्र शास्त्रार्थं वयं शिक्षकाः छात्राः अपि अत्रैव गच्छन्ति एते बहु मनः मनोरञ्जनं अत्र बहु सुन्दराणि अस्ति अत्र यस्मिन् अत्र क्षेत्रे किञ्चित् किञ्चित् नाम वस्तूनि विशेषतः अत्र लभ्यन्ते अत्र बाल्ये शालाप्रवासार्थं धर्मस्तळ शृङ्गेरि होरनाडु कोल्लूरु इति प्रवासार्थम् एवं गच्छन्ति गच्छन्ति अत्र तथा बेलूरु हळेबीडु मैसूरु हा तथा गुडुवि पक्षिदाम इति गच्छन्ति अत्र ममा शिक्षकाः तथा स्नेहिताः अपि वयं मिलित्वा अत्र क्रीडन्तः सन्ति अत्र विशेषतः दर्शनम् अस्ति अत्र स्थलं बहु सुन्दरम् अस्ति बेलूरु हळेबीडु होरनाडु मुरुडेश्वरः इति